एकवारं कार्यालयमध्ये एकः कार्यक्रमः आसीत् एक्स्युबरेन्स् इति तत् सम तत्समये अहम् एकं संस्कृतगीतमेव गीतवती तत् मम गुरोः श्रीचन्द्रशेखरेन्द्रः स्वा महास्वामि काञ्चिमहास्वामि रचितं रा एकम् एकं गीतमस्ति तदेव मैत्रीं भजत इति तदेव गीतवती सर्वे सर्वे एतत् गानं श्रुत्वा सम्यक् अस्ति इति उक्तवन्तः तत्समये कोरोना अपि अस् आसीत् करोना पीडिताः अधिकजनाः आसन् तत्समये एतत् कार्यक्रमः आसीत् जालपुटसङ्ख्या सं जालपुटद्वारा एव आसीत् तत्समये एतत्गानं श्रुत्वा सर्वे तन्मध्ये ए एतद्भवति श्रेयो भूयात् सकलजनानाम् इति तत् स् श्रुत्वा सर्वे आनन्दिताः अभवन् तदेव अधिकः अ आनन्दविषयः